आं तिष्ठतु तिष्ठतु तिष्ठतु भगिनि तिष्ठतु वाहनं वाहनं तिष्ठतु पश्यतु सै हा सैड् निष्कासयतु सैड् आनयतु वाहनम् अवतरतु अस्तु न न अर्जेण्ट् अस्ति चेदपि एकं चेकिङ्ग् अस्ति तिष्ठतु हा भवती हेल्मेट् किमर्थं न धृतवती हेल्मेटं कुत्र अस्ति गृहे स्थापितवती एवं वा अस्तु ड्रैविङ्ग् लैसेन्स् ददातु चालनपत्रं चालनपत्रपि गृहे अस्ति ह वाहनस्य वाहनस्य विमापत्रं पश्यतु तदपि गृहे अस्ति वा तर्हि भवती किमर्थम् आगतवती भवती अपि गृहे एव भवतु किमर्थम् आगतवती

कुत्रापि नष्टं भवति नष्टं न नष्टं न भवति तद् आनीतव्यमेव भवानस्य साकलाति आनीतव्यमेव इन्शुरेन्स् विमा आनीतव्यमेव भवती लैसेन्स् अस्ति वा चालनपत्रम् अस्ति वा तदपि आनीतव्यं हेल्मेट् अपि आवश्यकं तद् नियमः अस्ति नियमपालनं करणीयम् न किमपि अर्जेण्ट् भवतु अर्जेण्ट् चेदपि सर्वम् आनीतव्यं नियमपालनं करणीयमस्ति तदपि सिग्नल् कृत्वा अग्रे आगतवती सिग्नल् अपि न दृश्यते खलु यदि रक्तवर्णस्य वीप आगच्छति तत् तिष्ठव्यं परन्तु भवती अग्रे आगतवती अतः न नियमद्वारा भवती नियमद्वारा भवती दण्डं पूरयन् आवश्यकमस्ति दण्डं पूरयितुम् आवश्यकमेव अस्ति दण्डं पूरयतु दशसहस्ररूप्यकाणि भवन्ति धनमपि न चेत् तद् वाहनं वाहनं वाहनम् अहं साक्षात् पोलिस् स्टेशन्मध्ये प्र प्रेषयामि तद् न्यायालयं गत्वा तद् दण्डं पूरयित्वा श्वः दण्डं पूरयित्वा आगच्छतु तदा एव वाहनं भवति इदानीं भवती गच्छतु च वि ददातु मम कृते ह यदि सर्वं नियमद्वारा न न न तथा न सर्वं नियमं पालनीयमेव ट्रापिक् रूल्स् अस्ति ट्रापिक् रूल् पालनीयमेव हा अस्ति चेत् अत्रैव हा अर्जण्ट् आगच्छ अस्तु अ एवं करोतु अर्जेण्ट् अस्ति चेत् अत्रैव वाहनं स्थापयतु कुञ्चिका ददातु अटोयानं स्वीकृत्य गच्छतु आटोयानं स्वीकृत्य गच्छतु श्वः न्यायालयं गत्वा दण्डं दण्डं पूरयित्वा पुनः भवत्याः वाहनं स्वीकृत्य गच्छतु नो चेत् न आवश्यकम् यदि भवती वाहनं चालयति चेत् सर्वं नियमं पालनीयम् एव तद् अन्यं विषयं नास्ति गच्छतु गच्छतु ददातु कुञ्चिकां ददातु